समीपस्थेषु नगरेषु आरोग्यशिक्षण उद्योगप्राप्तिविषये सञ्चारव्यवस्थायाः दुर्लभताकारणेन अहं समस्याम् अनुभूतवान् नाम वर्तमानकाले प्रायः मार्गेषु दुर्घटनाः भवन्ति यदि तान् समयाभ्यन्तरे एव चिकित्सालयं प्रति आनयन्ति तर्हि तेषाम् उद्धारं कर्तुं शक्यते परन्तु संसारस्य अभावात् ते परलोकगमनं कुर्वन्ति